मम प्रदेशे विशेषखाद्यं भवति सकिनालु अथवा चकिनालु इतोऽपि एकं सर्वपिण्डि इति पदार्थद्वयम् अत्यन्तं सुप्रसिद्धं भवति खाद्यं तत् खादितुं पर्यटकाः अन्ये जनाः अपि नितराम् इच्छन्ति तत्र उत्साहं प्रदर्शयन्ति किन्तु तत् आपणेषु तु अत्यन्तं विरळतया एव उपलभ्यते गृहे तस्य पदार्थस्य निर्माणं बहु प्रसिद्धं विशेषतया सङ्क्रान्तिः अनन्तरं विजयदशमी इत्यादि विशेषपर्वदिनानां सन्दर्भे एतस्य पदार्थद्वयस्य खाद्यद्वयस्य निर्माणं प्रायः सर्वस्मिन्नपि गृहे अस्माकं प्रदेशे प्रचलति तत् अतीवरुचिकरम् आरोग्यदायकं च भवति